भारतीयशिक्षणस्य व्यवस्था कीदृशी वर्तते इति यदि अस्माभिः चिन्तनम् आरभ्यते तत्र अस्माभिः बहवः प्रकाराः चिन्तनीयाः भवन्ति यतोऽहि तत्र आदौ यतोऽहि तत्र आदौ तावत् मनुष्यस्य कृते शिक्षणं किमर्थम् अपेक्षितम् इति चिन्तनीयं भवति शिक्षणेन विना यद्यपि मानवः जीवितुं शक्नोति तथापि तस्य काचित् व्यवस्था इति भवितुं नार्हति यथा कथञ्चित् जीवनीयं भवति तस्मात् प्रत्येक मान प्रत्येकं मानवाय अपि शिक्षणस्य अपेक्षा तु विद्यते एव तत्र भारतीयशिक्षणं प्रकृते कीदृशं विद्यते इति चेत् तत्र प्रथमस्थानं सर्वोपि छात्रः प्राप्नुयात् इति भावः अधिकः दृश्यमानः अस्ति अपि च स्पर्धात्मकं किञ्चित् एवे सर्वैः साधनीयम् इति च श्रूयमाणम् अस्ति यदि च सर्वेऽपि छात्राः स्पर्स्धात्मकजगति एव प्रविष्टाः भवन्ति तर्हि तेषां स्वसामर्थ्यं यत् विद्यते तस्य सामर्थ्यस्य प्रकटनं भवितुं नार्हत्येव तस्मात् प्रकृते तावत् सामर्थ्याधारितं शिक्षणं नास्ति इति तु अवगम्यते यतोऽहि एकस्मिन् एकस्यां संस्थायां तावत् एकस्मिन् प्रकोष्ठे वा यत्र छात्राणां पाठो भवति तत्र तावत् यदि विंशतिः छात्राः तदपेक्षया षष्ठि छात्राः भवन्ति इति चिन्तयामः चेत् सर्वेषाम् अपि एकमुखत्वेन पाठः पाठः क्रियते इति कृत्वा कः छात्रः कथम् अवगन्तुं शक्नोति इत्यादिकम् अस्माभिः ज्ञातुम् एव न शक्यते अतः सामर्थ्याधारितं शिक्षणं यदि क्रियते तर्हि सर्वोऽपि छात्रः स्व स्व सामर्थ्यानुगुणम् अध्ययनं कर्तुं शक्नोति इत्येतद् अवगतं भवति अपि च तत्र तावत् यदि छात्रः स्वस्य इष्टं स्थानं यत् विद्यते स्वस्य इष्टः विषयः यः विद्यते तस्मिन् विषये सः प्रवर्तते चेत् तस्य इच्छाः यथा भवन्ति तद्वत् एव तेन तस्य गम्यं प्राप्तुं शक्यते इति कृत्वा सः समीचीनः सुदृढा सुदृढः मनुष्यः भवितुम् अर्हति समीचीना व्यक्तिः भूत्वा अस्मिन् जगति सः जीवितुम् अर्हति इति कृत्वा भारतीयशिक्षणव्यवस्था या विद्यते सा परिवर्तनीया विद्यते इति कृत्वा तस्याः तस्मिन् दिशि तस्यां दिशि अस्माभिः चिन्तनं कर्तव्यमस्ति इति चिन्त्यते